स्वास्थ्यरक्षणार्थं प्रातःकाले योगासनं भवेत् यदि जलम् अनन्त् जलं स्वास्थ्यं समीचीनम् अस्ति तत्र जलं पानार्थम् एकवारं पश्यामि कथं जलमस्ति कथं जलम् अन्ते किमस्ति तत्र जलपानार्थं सम्यक् रूपेण स्वास्थ्यं भवति यदा अध्ययनं सम्यक् रूपेण करोति सारिणीरूपेण तत्र स्वास्थ्यं समीचीनं भवति यदा निरन्तररूपेण अध्ययनं करोति कालान्दर्पर्यन्तं पञ्चहोरापर्यन्तं षड् होरापर्यन्तं निरन्तररूपेण करोति तत्र स्वास्थ्यं समीचीनं नास्ति परन्तु सारिण् सारिणीरूपेण यदि टैम् टेबल् रूपेण अध्ययनं करोति तत्र स्वास्थ्यं समीचीनं भवेत् इति अहं मन्ये तत्र मम कदापि रुग्णः आयाति तत्र निवारणार्थम् अहं गुलिका मम पार्श्वे स्थापयामि तत्र अहम् अहं चिन्तयामि तत्र मम रुग्णः कदा आगता अहं कथं निवारणम् इति अहं चिन्तयामि तत्र गुलिका अहं मुखे स्वीकृत्य तत्र अहं रुग्णस्वास्थ्यं समीचीनं भवेत् मम गृहे अपि मम मातुः पितुः तत्र स्वास्थ्यं समीचीनं न भवेत् तत्र अहं वदामि एकवारं प्रातःकाले उत्थाय तत्र योगासनम् इति करो करोतु